वेदे अरुणप्रश्नः इति एकः सन्ति तस्य पठनं बहु कठिनम् इति सर्वे वदन्ति भगवत्सङ्कल्पेन मया तद् पठितं पाठितम् अपि छात्रैः किञ्चित् छात्रैः तेषां सह ते ते तेभिः सह एकं मन्दिरं गत्वा सूर्यनमस्कारं सर्वं तत्र कृतवान् वयम् कृतवन्तः तदेव अविस्मरणीयस्य कार्यम् इति अहं चिन्तयामि बहु बहु कठिनं तद् तस्य पठनम् अरुणप्रश्नस्य पठनं तदपि पा पारायणम् पुस्तकं विना तद् पारायणम् इति बहु दुर्लभम् अधिकतया न कुर्वन्ति इत्येव मम ऐ हर्ड् लैक् दट् किन्तु अहं तद् पठित्वा पाठयित्वा एकं मन्दिरं गत्वा तत्र पारायणं कृतं तदेव अविस्मरणीयस्य कार्यम् इति अहम् तिन् चिन्तयामि